शरीरे वातावरणे वातावरणस्य प्रभावः भवति वातावरणे शैत्यं भवति चेत् कासः शरीरे आगच्छति वातावरणे घर्मः भवति चेत् डैरिया भवति अन्यविधरोगाः उत्पद्यन्ते अतः तेषां निवारणार्थं कदाचित् तथा भवति उदरे पीडा भवति तथा चेत् भवति तदा मेथी इति भवति तस्य सेवनम् अहं गृहे करोमि द्वितीयं जम्बीरं भवति जम्बीररसं पिबामि अन्यत् चायम् अस्ति तत् यदि कासः भवति कासः इति खांसी इति रोगः कासः भवति चेत् अहं चायं सामान्यचाय् सामान्यचाये जलं चायपत्राणि द्वितीयम् अनन्तरं तस्य क्वथनं कृत्वा तत्रैव जम्बीररसं स्थापयामि तेन निर्मितं यत् चायं भवति तेन तत्र कासः गच्छति एतद् गृहे गृहे अस्य उपायाः भवन्ति कदाचित् द्वितीयम् अमृता अमृता औषधी अस्ति यदा ज्वरः भवति अमृता औषधी अस्ति अमृता एतस्य नाम अस्ति गिलोय तत्र निम्बवृक्षस्य उपरि यदि तस् सा आरूढा भवति तर्हि तस्य तस्याः उपयोगः कदाचित् क्वथनं कृत्वा तस्य जलस्य पानं कुर्म चेत् ज्वरः गच्छति द्वितीयम् अन्यविध प्रतिदिनम् अहं निम्बवृक्षस्य पत्राणि अपि स्वीकरोमि साक्षात् खादामि तेन अस्माकं शरीरे स्वास्थ्यं सर्वदा तिष्ठति कदाचित् तेन न भवति अस्माकं समयः नास्ति श्वः परीक्षा अस्ति अथवा कुत्रचित् गन्तव्यमस्ति तर्हि कदाचित् रोग रोगग्रस्तः भवामि तर्हि निश्चितरूपेण औषधादि आयुर्वेदिकम् अथवा गृह औषधीं स्वीकरोमि तर्हि साक्षात् तस्य प्रभावः न दृश्यते तस्मात् अहं आङ्ग्ल औषधीम् अपि स्वीकरोमि चिकित्सालयं गच्छामि तत्र ततः अपि औषधीं स्वीकृतवान् एवमेव